विद्यालये सायं शिक्षणस्य वर्गस्य आवश्यक्ता नास्ति यदि विद्यार्थी प्रतिदिनं पाठशालाम् आगच्छति तर्हि सः सायं विद्यालयस्य आवश्यक्ता नास्ति किन्तु यदि विद्यार्थी का काचित् कार्यं करोति द प्रभातः सायं पर्यन्तं नौक्री या उत्पन्नार्थं कार्यं करोति तर्हि सायं वर्गस्य आवश्यक्ता अस्ति किन्तु विशेषवर्गस्य का किञ्चिदपि आवश्यक्ता नास्ति विज् विद्यार्थी पाठशालाम् आगच्छति पाठशालातः आगत्वा सः अभ्यासं करोति तदनन्तरम् गृहकार्यं करोति तर्हि विशेषवर्गस्य आवश्यक्ता किञ्चिद् अपि नास्ति विशेषवर्गः सः सः